हरि ओं ओ भवान् भवान् वा भवान् वा हा वदतु महोदय वदतु कृतं वा न महोदय कृतं वा कृतं ननु सत् पलायनं न महोदय अहं ज्वरेण पीडितः अस्मि ह्यः ज्वरम् आगतमस्ति ज्वरेण पीडितः अस्मि अतः आगन्तुं न शक्यः तत्र भवान् एवं वदति परं तद्दिने वेतनं अहं पृष्टवान् परं भवान् न दत्तवानेव एकसहस्ररूप्यकं अहं पृष्टवान् तत्र तदुपरि तत्र खनित्रमपि नासीत् एकं तदासीत् तत् तदपि तत्र नष्टः अभवत् कथं कार्यं कर्तव्यं भवान् धनं ददाति धनं ददातीति अहं गृहे उक्तवानासं मम पत्नी उक्तवती चलच्चित्रं द्रष्टुं गच्छामः इति अहं तु न नीतवान् धनं नासीत् ननु सा भोजनमेव न न ददामि इति उक्तवती मम अवस्थां पश्यतु महोदय दश दश पञ्च दश वृक्षारोपणं क्रियते चेत् तत् पञ्चसहस्रं भवति तत्र तु भवानेव म द्विसहस्ररूप्यकं दातव्यं ननु कदा कदा अभवत् तत् कदा अभवत् अहं न स्मरामि अहं न स्मरामि अद्य अद्य अद्य आगन्तुं न शक्यते महोदय भवान् यदि इच्छति चेत् अन्य अन्यः अन्यः कोपि अस्ति चेत् वदन्तु अहं न आगमिष्यामि तत् पूर्व पूर्वमेव दातव्यं तर्हि आगमिष्यामि तर्हि भवतु श्वः एव आगमिष्यामि श्वः एव आगमिष्यामि अस्तु